सीवनार्थं वयम् अहं सीवनार्थं हस्ते वस्त्राणि निट्टिङ्गः कर्ता कर्ता कर्तयामि मेशीन् मध्ये अपि सीवनार्थं वयं कर् वयं कुर्मः सीवनार्थं यदा निट्टिङ्गं कृते वर्तमानानि प्रफुल्लितानि साधनानि सन्ति आधुनिककाले बहवः बहवः सन्ति आधुनिककाले मशीन् मध्ये अपि पादे अपि वयं सीवनार्थं कुर्मः वस्त्राणि सर्वं सीवनार्थं वयं हस्ते अपि मेशीन् मध्ये अपि स्वकीयम् अपि कुर्मः वर्तमानानि व वर्तमानकाले सीवनार्थम् उपयोगं मिशीन् मध्ये मिशीन् मध्ये अस्ति इति अहं चिन्तयामि हस्ते अपि बहु न्यूनम् अस्ति हस्ते हस्ते मध्ये अथ तथैव मिशिन् मध्ये अपि सीवनार्थं वयम् वस्त्राणि सर्वं वयम् कुर्मः एतदेव अहं जानामि